हरिः ओम् आम् उच्यताम् आम् आम् अस्मि मम तु प्रायः मासद्वयमेव जातम् अस्ति

अहं तु नूतनरूपेण आगतः अस्मि तत्र वस्तुतः पूर्वतः एव व्यवस्था असमिचीना दृष्टा मया अधुना तत्र कार्यम् आरब्धमस्ति जनाः अपि अधुना प्रतिदिनम् समये आगत्य तत्सर्वं सज्जीकुर्वन्ति अतः चिन्ता मास्तु प्रायः एकमासाभ्यन्तरे एतत् सम्यग्रूपेण पुस्तकानां तत्र स्थितिः भविष्यति अतः चिन्ता मास्तु एकमासात् परम् आगत्य पश्यन्तु ह्म् अन्या क हा ह हा यानि पुस्तकानि नष्टानि तेषां विषये यत्र यत्र किञ्चित् छिन्नं जातं बा तेषां कृते मया एकं चिन्तितं तत्र सम्यक्तया बैण्डिङ्ग् भवति तद् बैण्डिङ्ग् कृत्वा यदि तत् अन्येभ्यः दातुं शक्यते चेत् सम्यक् न दीयते चेत् तत् रिजर्व् भविष्यति केवलं तत्र स्थित्वा एव छात्रः पठितुं शक्नोति एवं तेषां संरक्षणं क्रियते पुनः पण्डुलिपयः अपि यथा भवन्ति तेषां रक्षणं क्रियते तद्वत् एतेषामपि तथा रक्षणं करणीयम् इत्यपि मम चिन्ता चिन्तने अस्ति किञ्चित् कालः देयः यतो हि अहं नूतनरूपेण आगतवान् पुर्वमेवमासीत् तस्मात् सर्वं सज्जीकरणीयं खलु अतः किञ्चित् समयः देयः सर्वं भविष्यति आम् आं चिन्ता मास्तु ह्म् आम् आं चिन्ता मास्तु तत् आं तदेव मया उच्यते एकमासः किञ्चित् प्रतीक्ष्यतां यतो हि जनाः बहवः जनाः तस्मिन् कार्ये अधुना लग्नाः पुनः ओन्लैन् माध्यमेन अपि तत्र द्रष्टुं शक्नुयुः यथा भवन्तः द्रष्टुं शक्नुवन्ति तदर्थमपि प्रयासः क्रियते कस्मिन् सेल् मध्ये किं पुस्तकमस्ति तत्सर्वम् एकमासभ्यन्तरे सर्वं भविष्यति अत चिन्ता मास्तु किञ्चित् एकः एकमासात्मकः कालः किञ्चित् प्रतीक्ष्यतां तावदभ्यन्तरे अहं सर्वं यथासाध्यं प्रयत्नं करोमि क्लेशः नास्ति इति चिन्तयामि अहम् ह्म् ओन्लैन् अफ़्लैन् पत्रिकाः सन्ति ओन्लैन् मध्ये कानिचन सन्ति एवं काश्चन पत्रिकाः सन्ति पुनः याः न सन्ति तासामपि क्रयणं तदपि क्रियते आम् आम् आमां मयापि दृष्टमस्ति यतो हि ममापि संस्कृते एव रुचिः अस्ति आम् आम् आम् आम् अवश्यं तत् क्रियते बहवः ग्रन्थाः एवम् इतस्ततः सन्ति तेषामपि सज्जीकरणं पुनः याः पत्रिकाः अधुना अत्र न सन्ति तासां पत्रिकाणाम् आनयनं सर्वम् अस्माभिः क्रियते किञ्चित् यदि पुर्वम् अहं नासं पुनः पुर्वं यः आसीत् मध्ये तु किञ्चित् विरामः जातः एवम् इतस्ततः सर्वं जातं अधुना अहमागतः अस्मि तदर्थं सर्वं सज्जीकर्तुं किञ्चित् तु समयः देयः अस्ति अतः कृपया किञ्चित् प्रतीक्षतां सर्वं भविष्यति चिन्ता मास्तु आम् आम् आम् आम् अवश्यं भविष्यति सत्यं आम् आं सर्वं भविष्यति अत्र आमां सर्वं पुस्तकस्य पृष्ठे बार्कोड् इत्यादिकं सर्वं स्थाप्यते चिन्ता मास्तु किञ्चित् समयः देयः तावदेव ओके अस्तु ओके हा धन्यवादः